आ हरिः ओम् नमस्कारः भारतमातापुस्तकापणमेव खलु भवताम् आमामाम् अहमत्र तिरुपतिसंस्कृतविद्यापीठे पठन्नस्मि महोदय इदानीं मम कृते कानिचन पुस्तकानि अपेक्षितानि सन्ति तत्रैव संस्कृतपुस्तकानि लभ्यन्ते इति श्रुतं भाट्टमीमांसापुस्तकं तत्र उपलभ्यते वा भवतामापणे अस्माकं कृते प्रायशः पुस्तकत्रयमपेक्ष्यते तथैव मीमांसाशास्त्रप्रवेशिनी इति कश्चन ग्रन्थः अपि तत्र उपलभ्यते इति अस्माभिः तदपि ज्ञातं तदपि अधुना उपलभ्यते वा तदपि अस्ति हा अनन्तरं पुनः व्याकरणप्रवेशिनी इति ग्रन्थः अपि पुनः अपेक्ष्यते सोपि ग्रन्थः अस्ति वा एवं वा त तर्हि पूर्वम् एकवारम् अस्माभिः तत्र आगतं तदानीं यः कोपि उपविष्टवान् इदानीं प्रायशः तानि पुस्तकानि अग्रे अचिरात् आगच्छेयुः इति उक्तम् इति कारणात् पुनः अस्माभिः दूरवाणी अधुना प्रवर्तिता हा एवम् आगतं वा अस्तु अस्तु महोदय तर्हि भवतः आपणं प्रातः कदा उद्घाट्यते प्रतिदिनं प्रतिदिनं पुनः सायङ्काले रात्रौ दशवादनपर्यन्तं नाम साक्षात् भवताम् आपणं प्रति आगन्तव्यमस्ति वा अथवा पोस्ट् माध्यमेन वा प्रेषयितुं शक्यते वा एवमेव नाम साक्षात् पोस्ट् माध्यमेन अपि प्रेषयितुं शक्यते वा इति शक्यते एवं वा ओहो इतोपि महोदय नाम केवलं भवतां आपणे एकस्याः संस्थायाः एव पुस्तकानि उपलभ्यन्ते वा अथवा संस्कृतक्षेत्रे विभिन्ने विभिन्नाः संस्थाः बह्व्यः सन्ति नाम तासां संस्थानामपि पुस्तकानि अपि उपलभ्यन्ते वा इति एवम् ओ सर्वासां भाषाणां पुस्तकानि तत्र उपलभ्यन्ते इति ओ ओ एवम् पुनः महोदय अद्य भानुवासरः प्रायशः आपणं भवति वा भवताम् एवं सोमवासरे वयम् आगन्तुं शक्नुमः एवम् एवं महोदय तर्हि धन्यवादः वयम् आगच्छामः अस्तु अस्तु राम् राम् रां राम् आम्